संस्कृतसम्भाषणस्य आरम्भकाले सरलतया संस्कृतेन सम्भाषणं कर्तुं किञ्चित् कष्टम् अनुभूतवान् इत्युक्ते संस्कृतभाषासम्भाषणसमये अन्यभाषा चिन्तनं कृत्वा पुनः ट्रान्स्लेषन् कृत्वा पुनः संस्कृतसम्भाषणमिती प्रयत्नः कठिनम् आसीत् मन्दं मन्दं संस्कृतेन चिन्तनं संस्कृतेन भाषणम् इति कारणेन तस्य वर्धनं जायमानमस्ति लेख़ने अपि समस्याः अनुभूताः अहमपि अनुभूतवान् अस्मि सामान्यम् संयुक्ताक्षरलेखने दीर्घ ह्रस्वलेखने एवमेव काव्यं वयं पठितुं शक्नुमः परन्तु काव्यं यत् पठितं विषयः लेखनं करणीयं चेद् कष्टम् अनुभवामः सुभाषितं श्लोकाः तस्सर्वं किञ्चित् लेखने किञ्चिद् काठिन्यम् अनुभवामः